मम क्षेत्रे सामान्यतः सर्वे व्यापाराः सन्ति जनाः तेषां दैनन्दिनव्यापारम् अस्माकं क्षेत्रे एव कर्तुं शक्नुवन्ति यदि इतोपि भिन्नवस्तूनाम् आवश्यकता अस्ति चेत् ते उडुपि वा मङ्गलूरु वा गत्वा आनयन्ति